प्रणामः आचार्यः

हा अहं गणेश्वरनाथझा अस्मि मम विद्याभ्यासः काशीहिन्दूविश्वविद्यालये सञ्जातः वर्तते तत्र अहं श्रीपुरुषोत्तमत्रिपाठिगुरुचरणेभ्यः व्याकरणशास्त्रम् अधीतवान् ततः प्रोफेसर् श्रीराजारामशुक्लगुरुचरणेभ्यः न्यायशास्त्रम् अधीतवान् इदानीम् मणिद्रावीडगुरुचरणेभ्यः वेदान्तशा अद्वैतवेदान्तशास्त्रं पठन् अस्मि इति मम संक्षिप्तः परिचयः वर्तते अहम् आचार्याः व्याकरणे लघुसिद्धान्तकौमुदीं सिद्धान्तकौमुदीं प्रौढमनोरमां लघुशब्देन्दुशेखरं महाभाष्यं भूषणसारं परिभाषेन्दुशेखरं मञ्जूषां पाठयितुं शक्नोमि अन्ये च ग्रन्थाः वर्तन्ते ये दर्शनसम्बद्धाः यान् ग्रन्थान् अधीत्य सम्यक्तया छात्राः व्याकरणम् अवगन्तुं शक्नुवन्ति तान् न्यायशास्त्रस्य ग्रन्थान् अपि अहं पाठयितुं शक्नोमि एवं सम्यक् प्रश्नः आचार्यैः कृतो वर्तते यतोऽहि इदानीं संस्कृतक्षेत्रे उद्योगस्य अवसरः नास्ति इति छात्राः चिन्तयन्ति किन्तु तथा नास्ति संस्कृतक्षेत्रे अपि उद्योगस्य महान् अवसरः वर्तते तदर्थम् अहं सम्यक्तया अनुवादं शिक्षयिष्यामि अथ च मातृकाप्रकाशनम् अपि कथं करणीयम् इत्यस्मिन् विषये छात्रेभ्यः प्रशिक्षणं दास्यामि अथ च टेलीविजन् मध्ये समाचारः कथं वक्तव्यः अथ च देशस्य सूचनाः कथं दातव्याः इत्यस्मिन् विषयेऽपि सम्यक्तया अहं प्रशिक्षणं दास्यामि येन संस्कृतच्छात्राः अपि आधुनिकविषये मर्मज्ञाः भविष्यन्ति धन्यवादः आचार्यः अनु अनुगृहीतोऽस्मि आचार्यः अनुगृहीतोऽस्मि